मम इष्टतमं बैक्यानं होण्डा एक्टिवा अस्ति मम समीपे होण्डा एक्टिवा सिक्स् जि अस्ति तत् मह्यं बहु प्रियम् अस्ति तत्र मैलेज् अपि बहु सम्यक् लभ्यते पुनः धनस्य लाभः अपि तेन भवति पुनः होण्डाविषये वदामि चेत् होण्डा यः अतीव प्रसिद्धानि बैक्यानानि अन्यानि सन्ति एस् पि वन् ट्वेण्टि फ़ैव् एस् पि वन् सिक्स्टी यूनिकान् शैन् इत्यादयः एवं होण्डा प्रायः लोके लोकविपण्याम् द्वितीयं स्थानं धारयति अतः मत्पार्श्वे तु होण्डा एक्टिवा सिक्स् जी अस्ति तत्र मैलेज् अपि बहु सम्यक् लभ्यते तत्र मेण्टनेन्स् अपि अल्पेन व्ययेन कर्तुं शक्यते इति अस्य लाभः तत्र